तमिळ्नाडुराज्ये तु रोस्ट् बहुप्रसिद्धम् अस्ति दोसा इति विभिन्नरीत्या कुर्वन्ति अनन्तरम् अडै अवियल् इति तदपि बहु रुचिकरं भवति केरळमध्ये पुट्ट् इति एकं खाद्यम् बिसिबेळबात् इति कर्नाटकप्रदेशे बक्रि इति अपि उत्तरकर्नाटकप्रदेशे

आरोग्यकरमपि अस्ति रागिमुद्दे एतादृशम् अनन्तरम् भोजने उपयुज्यमानाः उपस्कराः एला लवङ्गं हरिद्रा कृष्णमरीचिका धनिया जीरिहे एतानि रुचिकरमपि भवति आरोग्याय अपि बहुलाभकराय भवति